रामायणस्य पुस्तकसृङ्खलां पठितुम् इच्छामि तत्र जीवनं मूल्यं बहुधा वर्तते रामस्य अयनं तत्र कथारूपेण दत्तम् अस्ति समीचिनतया मुनिना लिखितमस्ति रचनाशैलि वा तत्रत्य कथांशः बहु इच्छामि तदर्थं तस्य शृङ्गला यदा यदा आगच्छति नोचेत् यदा प्राप्नोमि मम समयानुगुणं सम्यक् पठामि